अहं पि एस् ओ रेस्टरेण्ट् मद्ये आर्डर् कृतवान् परन्तु पेमेन्ट् स्टक् जातम् अन्यता कानिचन क क्लेशः भ भवति अहं आर्डर् कृतवान् वेन्डर्स् पेमेन्ट् स्टक् बवति अदुना अहं पि एस् फ़ोर् रेस्टोरेन्ट् कान्टाक्ट् कृत्वा यदि आर्डर् प्रोसेस् न जातं तर्हि अहं तस्य कृते ए एतत् सूचना दातुमिच्चामि यत् म मम दनं रीफ़ण्ड् करोतु